जनानां मनसि या कापि ये केपि क्लेशाः सन्ति तेषां निवारणाय एव सर्वे क्रीडन्ति अतः क्रीडायाः प्रयोजनमेव एवम् उद्विग्नता निवारणमेव अतः आनन्ददायकं भविष्यति सा